पृष्टभूमिपरीक्षार्थं मम आधार् बायो मेट्रिक् इत्यस्य सत्यापनं कर्तुं सम्भाव्य नियोक्तृभ्यः एकम् ई मेल् पत्रम् प्रेषितवान् प्रेषितवान् तत् ई मेल् पत्रम्

गृहीतवती तस्य मम आधार् बायो मिट्रिक् इत्यस्य सत्यापनं कथं करणीयम् इति मे अहं न जानामि अतः तस्य स्त सत्यापनं कथं करणीयम् इति विषये कृपया मार्गः दर्शनं ददातु युवयोः मार्गदर्शनेन

सम्यक् रीत्या मम आधार् बायो मिट्रिक् इत्यस्य सत्यापनम् करणीयम् अनन्तरम्

पृष्टभूमिपरीक्षार्थं यानि कानि आवश्यकानि सोपानानि योजयति इति अपि कृपया वक्तव्यम् तदनुसृत्य प्रक्रियां समापयिदुम् आवश्यकानि सोपानानी च अहं योजयामि अदः एतत् विषयमधिकृत्य कार्याणि वक्तुं शक्यते चेत् तत् कृपया वदतु धन्यवादः